अन्तर्जालस्य तथा तन्त्रज्ञानस्य आविष्कारात् बहुत्र महान् लाभः अस्ति तत्र सम्स्कृतभाषायाम् अपि परिवर्तनं बहुविधं अस्ति यतः इदानीं करोणा काले गृहे एव वयं बद्धाः आस्म तस्मिन् समये बहवो बहवः जनाः अन्तर्जालमाध्यमेन संस्कृतस्य पठनं कृतवन्तः किन्तु अनन्तरमपि सः एव अभ्यासः अभवत् वयं प्रत्यक्ष पद्धत्या पाठयामः इति वदामः चेदपि तावद्दूरम् आगत्य समयस्य एवं भवति अतः अन्तर्जालं माध्यमेन एव वयं पठामः इत्यपि अभिप्रायं प्रकटयन्ति इदानीं गृहे उपविश्य एव संस्कृतभाषायां विद्यमानान् अनेक पाठान् वयं द्रष्टुं शक्नुमः यदा कदापि व्याकरणविषये तत्र कोऽपि संशयः काचित् जिज्ञासा उत्पन्ना भवति चेत् वयं झटिति अन्तर्जाले अन्विष्य अन्वेषणं कर्तुं शक्नुमः शब्दविष्ये वा धातुविष्ये वा पुनः एतावदेव न अग्रे संस्कृतपठनार्थं विविधशास्त्राणां पठनार्थमपि इदानींतनकाले अन्तर्जालव्यवस्था महान् लाभाय अस्ति संस्कृतभाषायामपी परिवर्तनम् अस्ति